सत्यं वेदाः साङ्गाः एव अध्येतव्याः वेदे सामान्यसंस्कृतं न उपयुक्तमस्ति आर्षसंस्कृतं तत्र उपयुक्तमस्ति अतिभाषा तत्र उपयुक्ता वयं तु नित्यजीवने सामान्यसंस्कृतभाषां सम्भाषणङ्कुर्मः परन्तु वेदे विद्यमानभाषा अतिभाषा तत्र विद्यमानः अर्थः अपि महान् एव यदि अङ्गैः समम् अधीयते तर्हि केवलं वेदस्य अर्थावगमः भवति अथ अतः वेदाः साङ्गाः एव अध्येतव्याः मया व्याकरणं कल्पः ज्योतिषं छन्दः इत्येते अङ्गानि अधीताः न सम्पूर्णतया अधीताः अहं एतेषाम् अङ्गानाम् अध्ययनं कुर्वन् अस्मि ए अङ्गानाम् अध्ययनेन सममेव वेदाध्ययनमपि अहं कुर्वन् अस्मि वेदे एकस्यैव वाक्यस्य नानार्थाः नानार्थाः भवन्ति तत्र कः अर्थः स्वीकर्तव्यः तत्र सहे सः एव अर्थः किमर्थम् इत्येवं विमर्शः कर् विमर्शार्थम् अङ्गानाम् अध्ययनं बहु अवश्यं करणीयमेव